भारतीयदार्शनिकपरम्परायां तत्त्वशास्त्रेषु जैनदर्शनं वेदानाम् अस्वीकृतिवशात् नास्तिकदर्शनरूपेण प्रसिद्धम् अस्ति जैनदर्शने यद्यपि अवैदिकत्वमस्ति तथापि ईश्वरस्य मोक्षस्य पुण्यपापयोः परिकल्पना वर्तते तस्मात् इदमपि आस्तिकम् इति वक्तुं शक्यते अनेकान्तः स्याद्वादः अहिंसा अपरिग्रहः कर्मव्यवस्था प्रमाणमीमांसा नयपरिकल्पना वस्तुस्वातन्त्र्यम् इत्यादयः अस्य दर्शनस्य मौलिकसिद्धान्ताः सन्ति